तन्त्रज्ञानविकासेन मम जीवने अनेकानि परिवर्तनानि जातानि एवम् अन्तर्जालं वा भवतु अथवा स्मार्ट् फ़ोन् एवम् एतेभ्यः बहूनि उपयोगान्यपि सन्ति तथा दुरुपयोगान्यपि सन्ति यः कर्ता भवति तस्मिन् बुद्धिः स्यात् अस्य उपयोगः कथं कर्तव्यम् इति तथा मम जीवने तन्त्रज्ञानविकासेन यथा शापिङ्ग् वा भवतु पेमेण्ट् भवतु ब्याङ्किङ्ग् कार्यं वा भवतु अथवा पुस्तकं क्रयणाधिकं वा भवतु अथवा क्वचित् गन्तव्यं नाम व्य यानव्यवस्था अत्र सर्वत्र कार्यं बहु सुलभन् जातम् एवं कदाचित् अध्ययनाय सौष्ठ्यमपि भवति यथा अध्ययनाय कदाचित् आन्लैन् कक्षा इति यद् तन्त्रज्ञानमाध्यमेन अधुना कक्षाः प्रचाल्यन्ते तथा च अनेकाः विषयाः तन्त्रज्ञानेन अपि आन्लैन् माध्यमेन यथा यूटूब् पुनः गूगल् द्वारा अपि ज्ञातुं शक्यते अतः अत्र स्मार्ट् फ़ोन् इत्यादि तन्त्रज्ञानविकासेन उपयोगः जातः कदाचित् समयव्यर्थता अपि स्याद् इत्यस्य दुरुपयोगता अपि भवितुम् अर्हति एवं बहुधा तन्त्रज्ञानम् अस्माकं सहाय्यं करोति एवञ्च कदाचित् सर्वत्र सर्वाणि पुस्तकानि नोपलभ्यन्ते सर्वेषां विषयाणां व्याख्यानं लोपः नोपलभ्यते तदानीम् एतावत् सह कुर्वन्ति सर्वत्र पुस्तकं नेतुं न शक्यते तदा फ़ि डि एफ़् द्वारा वा अथवा क्वचित् वेब्सैट्मध्ये तेषाम् सङ्ग्रहः कर्तुं शक्यते तथा बहुविधम् उपयोगं तन्त्रज्ञानविकासेन भवितुम् अर्हति